मम प्रदेशे राम्टेकत् महाराष्ट्रे भारते अनेकानि पूजास्थानि सन्ति अस्माकं राम्टेक मन्दिरं खिन्सीमन्दिरं महादेवमन्दिरम् इत्यादिनि सुन्दराणि मन्दिराणि सन्ति एते अस्थानानि समुदायस्य कृते महत् महत्वं धारयन्ति अस्माकं परिचयस्य महत्त्वपूर्णः भागः च सन्ति समुदायम् एकत्र आनेतुम् अस्माकं बन्धनं सुदृढं कर्तुं च परम्परायाः उत्सवाः च महतीं भूमिकां निर्वहन्ति एवं दिपावली होली गणेश्चतुर्थी नवरात्रिः दुर्गापूजा इत्यादयः उत्सवाः अतीव उत्साहेन आचरामः एते उत्सवाः आनन्दस्य एकमित्रस्य अस्माकं सांस्कृतिकं व् वीराशतां प्रदर्शयितुं च समयः भवन्ति एते उत्सवाः अस्माकं समुदायस्य जीवन्तम् एकतां च कथं बहिः आनयन्ति इत् इति दृष्टुम् आश्चेर्यम् अत्र विठ्ठलः बहु प्रसिद्धः देवता अस्ति अत्रैव वे विठ्ठलः ग्रामदेवता अस्ति विठ्ठलं जानन्ति सर्वे अत्रैव विठ्ठलभगवान् अस्ति